हरिः ओं नमस्कारः महोदय आं महोदय नाम अत्र तिरुपतौ भवतां तत्र अतिथिभवनमस्ति इति मया श्रुतं गूगल् उपरि दृष्टं मया अनन्तरं मम तत्र अहं परिवारेण सह तत्र तिरुमलादर्शनकरणार्थम् आगच्छन् अस्मि तत्र भवतां तत्र भवनमस्ति अतिथिनिवासः अस्ति तद् रिक्तः अस्ति न वा तत्र प्रकोष्ठः लभ्यते नाम परश्वः एव आगच्छामि उपरि तु न वृद्धजनाः तु नास्ति परञ्च एकः प्रकोष्ठः स्वीकर्तव्यः एकस्य प्रकोष्ठस्य कियत् मूल्यं भविष्यति एवं वा एकसहस्रम् अस्तु तत् तथापि चिन्ता नास्ति एकसहस्रं दीयते अस्माभिः परञ्च तत्र का का सुविधाः भवन्ति अस्माकं कृते

द्वि उपरितः नाम तिरुमलक्षेत्रं दृष्ट्वा यद् आगच्छामः तदानीं यदि विलम्बः भवति चेत् चिन्ता तु न भवति किल एवं नाम तु लिखन्तु परञ्च एकसहस्रं तु किञ्चित् अधिकमेव अस्ति महोदय अष्टशतं वा कुर्वन्तु यदि अष्तशतं कुर्वन्ति चेत् एवं महोदय अस्तु तर्हि एवं महोदय तर्हि अद्य अहं ओब् याने उपविशामि परश्वः आगच्छामि आगत्य साक्षात् अतिथि निवासे एव निवासं करोमि तदनन्तरं तिरुमलक्षेत्रं गच्छामि तदनन्तरम् ए एवं याः व्यवस्थाः कल्पनीयाः भवन्ति तान् व्यव् ताः व्यवस्थाः भवन्तः कल्पयन्तु इति अहम् आशां करोमि महोदय आं महोदय आं महोदय अवश्यम् अधुना एव क्षणमेकमेव एक् निम् निमेषाभ्यन्तरे एव प्रेषयामि एवं महोदय अस्तु धन्यवादः महोदय नमस्कारः आं महोदय